अहं बहुविधपाकानि करोमि किमर्थमिति चेत् मम इष्टः इष्टः इष्टः पाककारणं पाकं का पाककरणं के के पाकस्य किं क्रिया अस्ति तद् बहु इष्टा मम तथा च कूष्माण्डं कूष्माण्डस्य किं स्वीट् अस्ति तद् बहु सा बहु सम्यक् अस्ति बहु समीचिनतया अहं करोमि तथा च तता च बहु कष्टकरं नाम पायसानि कानि बासुन्दि इत्यादयः पायसानि बहु कष्टतरं तपसा तपसा भवति तथा च कष्टतरमिति